अस्माकं प्रदेशे पर्यटकेभ्यः वासार्थं बहव् बह्व्यः व्यवस्था प्रकल्पिता अस्ति तत्र तेषु होम्स्टे लाड्ज् इत्यादिसंस्थाः वर्तन्ते एव तेषु तासु संस्थासु बह्व्यः व्यवस्थाः यथा यात्रिणाम् आगमनात्परं तेषां कृते प्रातःकाले भोजनव्यवस्था प्रकल्पिता वर्तते पुनः तत्र तेषां कृते शौचालयः शौचालयः इत्यादिकम् उत्तमरूपेण उत्तमरूपेण संयोजनं कृत्वा तेषां कृते दीयते पुनः शयननिमित्तं तत्र बह्व्यः व्यवस्थाः प्रकल्पिता अस्ति खट्वः तत्र पुनः शैत्यकाले ओढनार्थम् अपि तत्र वस्त्राणि दीयन्ते पुनः भोजनार्थम् अपि व्यवस्थाः प्रकल्पिताः वर्तन्ते पुनः विविधेषु धार्मिकस्थलेषु धर्मशाला अपि निर्मिता अस्ति तेषु धर्मशालासु निर्धनिकः जनः धनिकः अपि च रात्रौ रात्रियापनं यापनाय विविधानि सौविध्यानि उप लब्धं करिष्यन्ति तत्र पुनः पुनः तत्र भोजनादिकं व्यवस्था अपि पार्श्वे सौलभ्येन उपलभ्यते